नमस्कारः मम नाम साहिती अहं भवतः आपणतः एकं युतकं क्रीतवति एतत्तु अप् अहं प्रथमवारं भवतः आपणतः क्रीतवति किन्तु एतत् वक्तुं इच्छामि भवतः आपणतः ये यं युतकं अहं क्रीतवती एतत्तु बहु बहु सम्यक् अस्ति बहु सम्यकेव अस्ति बहु सुन्दरमस्ति अतः अहं पुनः वारं वारं भवतः आपणात् क्रेतुं इच्छामि धन्यवादः